अधिवक्त्रा आरक्षकेण ग्रामसङ्घे जिल्लाकार्यालये वा अधिकारिणां कारणात् किमपि कष्टं त्वया अनुभूतं वा त्वं भ्रष्टाचारम् अपश्यः कोडिकोड् जनाः सामान्यतया समाजः च अकधी अकथनीयपुस्तकं पुस्तकानां यावत् वल्कान् वलीकं वगिलान् धा दुस्समानं धारयन्ति तान् कुटिलान् सर्वर्धीञ्च जनान् मन्यन्ते वगिलानाम् कुटिलताम् उपहास्ययन्तः हास्याः प्रचुराः सन्ति शकः शोकस्सीवरः इव पूजा पूज्यलेखनानां नाटकेषु साहित्येषु पात्राणि स्वयम् आक्रोषं स्वः क्रोधं वल्किनां विरुद्धं स्वस्य स्वस्य द्विवेशं च प्रकटितवन्तः यत् केवलं समाजस्य मतं प्रतिबिम्बयति